त्वं तव उद्याने आरोपितानां पादपः वृक्षाणां च पुष्पतां दृष्ट्वा स्वभावं कथं वर्णयसि यदा अस्माभिः आरोपितानां वृक्षाणां स्वभावं पश्यामः चेत् बहु आनन्दम् अनुभूतम् किमर्थं चेत् यदा अस्माभिः एकं वृक्षम् एकं वृक्षं यदा आरोपणं कुर्मः चेत् तदा प्रथमं तत्र मृत्तिकायां मध्ये अस्माभिः खननं कर्तव्यं भवति पश्चात् तत्र किमपि मलं दातव्यं भवति अनन्तरम् तत्प्रकारात् अश्माभिः एकं वृक्षम् आरोपणम् आरोपणं अनेन् अनेनैव यदा अस्माभिः तस्य वर्धनं पश्यामः चेत् बहु आनन्दानुभवं भवति एकम् एकः वृक्षस्य कृते यावत् अस्माभिः परिश्रमः कुर्मः तत् दृष्ट्वा तस्य वर्धनं दृश् दृष्ट्वा बहु आनन्दम् अनुभवः अनुभवनं भवति अनेनैव तत् वृक्षस्य सर्वदा दर्शनात् अस्माभिः बहु आनन्दम् अनुभवं अनुभवं अनुभवति भवति तस्य तत्र जलं दातव्यं भवति सर्वदा कति परिश्रमः भवति तत्परिश्रमात् यदा अस्माभिः तस्य फ़लं प्राप्स्यते तदा बहु आनन्दं भवति